कथासाहित्ये तथा काव्येषु च संस्कृतभाषायाः कलात्मकता बहु उन्नता दृश्यते संस्क्रुते रामायणमहाभारतम् एव आदर्शं काव्यम् इति सर्वे वदन्ति तत्सत्यमपि यतः कालिदासादयः अपि रामायणात् महाभारतात् च कथासामग्रीं स्वीकुर्वन्ति उदाहरणार्थं रघुवंशकाव्ये रघुवंशे इ इक्ष्वाकु क वंशस्य वर्णनं कृतं वर्तते तत्र दशमे सर्गे रामस्य विषये आगच्छति तत्र दिलीपादीनां राज्ञां गुणस्वभावः कथमासीदिति कालिदासः बहु सम्यक् वर्णयति दिलीपः धर्मस्य साक्षात् मूर्तिः आसीदिति वदति सः अपुत्रः पुत्रार्थं वसिष्ठं प्रति गच्छति सः नन्दिनिधेनोः सेवां करोतु इति तेन अभीष्टं सिध्यति इति च अनुगृण्हाति इत्थम् अग्रे कथाभागः अनुवर्तते